अहं जीविकायै शिक्षकः भवितुमिच्छामि कारणं शिक्षकः अस्माकं समाजे अतिमहत्वपूर्णं भूमिकां पालयन्ति शिक्षकानां भूमिका केवलं छात्राणां शिक्षणं न भवति अपि तु छात्रान् उचित अनुचितो भेदं अवगन्तुम् संवेदनशीलनागरिका अवलोकेन संस्कारे स्थापयितुं च तेषाम् उत्तरदायित्तं वर्तते छात्रान् सम्बोधयितु तेषां भावनां च अवगन्तुं शिक्षकानां समुचितं समाजीकं मनोवैज्ञानिकं च ज्ञानं भवेत् शिक्षकस्श मुख्यं कार्यमस्ति शिक्षाप्रदानं तस्मै एतादृशाः विषयाः उपदृष्टः यस्मिन् विषये तस्य विशेषः निपुनता अस्ति विषयस्स अध्ययनं नूतनं शिक्षणपद्धतिनां आविष्कारः शिक्षणसाधनानां संग्रहणं गृहकार्यस्स योजनायां बालकान् शिक्षणार्थं प्रेरयितुं च तस्य दायित्वम् अस्ति